युद्धकलायाः सिद्ध्यर्थं प्रतिदिनं शारीरिक अभ्यासः कर्तव्यः तत्कारणात् शारीरिकक्षमता समीचीनं भवति युद्धकलायां युद्धकलायां शारीरिकमानसिक तथा बुद्धीनां परस्परसंयोजनम् आवश्यकं बुद्धेः सतर्कता अधिका भवति युद्धकलायाम् एकाग्रता अपि अति अवश्यं तत्कारणात् मानसिकस्वास्थ्यं समीचीनं भवति युद्धकलायाः अभ्यासेन आत्मविश्वासः अपि वर्धितः उपर्युक्तकारणेन अहं शारीरिकमानसिकरूपेण बहुस्वस्थः इति अनुभवामि